न न नमस्ते भो उडुपि उडुपिप्रदेशतः क भवान् खलु हा भवन्तः समीपे आटोरिक्षा चालकस्य दूरवाणि संख्या अस्ति वा ओहो सम्यक् सम्यक् बहु समीचीनम् अहम् अधुना अहम् अधना मङ्गलूरुग्रामतः उडुपिग्रामं प्रति आगच्छन् अस्मि हा तत्र अहा हा उडुपि अहं अद् इदानीं आग आग आगन् बस् मध्ये अस्मि मङ्गलूरुतः उडुपि उडुपि बस् मध्ये अस्मि मङ्गलूरुतः आगच्छम् आगच्छन् आगच्छतः अस्मि उडुपि मध्ये उडुपि मध्ये मल्पे इति एकः प्रदेशः अस्ति खलु हा ओ समुद्र समुद्र हा समुद्रं खलु समुद्रतीरं खलु गमनार्थं तत्र कति दूरम् उडुपि मम नाम प्रशान्तभट्टः इति उडुपि उडुपि बस्टाण्ड् उडुपि बस्टाण्ड् तः मल्पे समुद्रतीरं दृष्टुं गन्तुं गन्तुम् इच्छाम्यहं कति हा हा हा हा सेवेन् सप्त किलोमीटर् अस्तु अस्तु अस्तु मम मित्रम् अपि मम सम मम समीपे अस्ति सः अपि आगच्छति हा तत्र वर्षः अस्ति अहम् इदानीं मुल्कि मध्ये अस्मि तत्र वर्ष तत्र हा हा हा हा अह अहं दृ दृष्टं बस् याने दृष्टं बप्पनाडु क्षेत्र इति हा हा हा तत्र वर्ष वर्ष उडुपि मध्ये उडुपि उडुपि मध्ये वर्ष वर्ष अस्ति वा अस्तु अस्तु अस्तु हा हा ए इदानीं विंशति निमेषाः परं अहम् आगच्छामि तत्र उडुपि ग्रामं प्रति भवान् कु कुत्र अपि न गच्छतु अहमेव आगच्छामि कति कति कति रूप्यकाणि बस्टाण्ड् बस्टाण्ड् अल्लि तत्र के एस् अर् टि सि इति गौर्मेण्ट् बस्टाण्ड् अस्ति खलु हा तत्र तत्र आगच्छामि अहम् तत्र तः तत्र तः मल्पे मल्पे बीच् मल्पे समुद्रतीरं प्रति गच्छामः वस्त्रभूषणं वा अहम् वेष्टि वेष्टि धृतवान् सः सः प्याण्ट् डृत धृतवान् अहम् अहं तत्र अहं तत्र आगत्य फ़ोन् क दूरवाणी करोमि इदानीं इदानीं समाप्तं केन अस्तु धन्यवाद धन्यवाद धन्यवाद धन्य अस्तु